अस्माकं प्रदेशे प्रदेशः नगरप्रदेशः इत्यतः अत्र यानव्यवस्था बहु अस्ति तत्रापि रिक्षायानं लोकयानं बहुप्रसिद्धमस्ति सामान्याः जनाः अपि अल्पेन धनेन लोकयानेन गत्वा स्थानं प्राप्तुं शक्नुवन्ति ग्रामीणप्रदेशं प्रत्यपि ग्रामीणयानानि लोकयानानि भवन्ति तेन ते बहु अल्प्य रू अल्प अल्पधनं दत्वा ते यत्र गन्तुं इच्छन्ति तत्र गन्तुं शक्नुवन्ति समस्याः अपि सन्ति बहु ग्रामीणप्रदेशं प्रति यानं न गच्छति एषा समस्या ते पद्भ्यां विद्यार्थिनः केचन पद्भ्यामेव साम्प्रतम् अपि शालां गच्छन्ति तेषां समस्या बहु ग्रामेषु सन्ति